अहं स्केच् कर्तुम् अङ्कनीः उपयोगं करोमि तत्र शेडिङ्ग् प्रति बि टु बि त्री बि वन् इत्येवं रूपेण अङ्कनीः उपलभ्यन्ते ताः अङ्कनीः अहम् उपयुज्य स्केच् शेडिङ्ग् इत्यादिकं करोमि तत्र अप्सरा इति एकं ब्रेण्ड् अस्ति तत् सम्यगस्ति पुनश्च पेण्ट् करणकाले तत्र तु वाट्र पेण्ट् इत्यपि लभ्यते आयिल् पेण्ट् इत्यपि लभ्यते तत्र मया आधिक्येन वाटर् पेण्ट् उपयुज्यते चित्रकरणकाले पुनश्च तदा तदा आयिल् पेण्ट् अपि उपयुज्यते

वर्णरञ्जनं यदा भवति वर्णरञ्जनकाले वर्णलेपनकाले तदानीम् एयिल् पेण्ट् इत्यादिकम् उपयुज्यते पुनश्च कुञ्चः अपि उपयुज्यते वर्णलेपनार्थं कुञ्चः अपेक्षितः भवति तत्रापि कुञ्चेपि विविध मापनानि वर्तन्ते उदाहरणार्थं ज़ीरो पाय्ण्ट् इति वन् पाय्ण्ट् ब्रष् कुञ्चः इति टु पाय्ण्ट् कुञ्चः एवमपि तत्र कुञ्चाः वर्तन्ते एतानि साधनानि मया चित्रकरणकाले उपयुज्यन्ते